आम् सत्यमेव मम धर्मः अवश्यमेव स्वास्थ्यविषये पाठयन्ति एव शरीरमाद्यं खलु धर्मसाधनम् इति उक्तिरेव वदति खलु शारीरकस्वास्थ्यं सम्यक् अस्ति चेत् मानसिक आरोग्यम् अपि स्वस्थं भवति अतः शारीरकमानसिकस्वास्थ्यस्य रक्षणार्थं योगः प्राणायामः ध्यानम् इत्यादि उपायाः अनुसरणीयाः भवन्ति अहमपि तथैव करोमि अहं प्रतिनित्यं ध्यानम् आचरामि

तथैव तदा तदा योगाभ्यासमपि करोमि तदा शारीरक स्वास्थ्यस्य विषये तथा चिन्तयामि अनन्तरं धार्मिकविषये भग धार्मिक ध्यानसमये ध्यानात् पूर्वं भगवद्गीतां पठामि अथवा विष्णुसहस्रनाम इत्यादिविषये पठित्वा अनन्तरं ध्यानं करोमि एवमेव मम स्वास्थ्यस्य चिन्तनं मानसिक आरोग्यमपि सम्यक् भवति अतः इत्यादि विषयेषु चिन्तयित्वा शारीरक आरोग्यं मानसिक आरोग्यं रक्षणं कर्तुं प्रयत्नं कुर्वती अस्मि